प्राचीनकाले तत् शिल्पकलादिषु सर्वे तेषां हस्तमेव स्वीकृत्य तत्र निर्माणं कुर्वन् आसन् परन्तु अद्यतनकाले नूतनं नवीकृतं यन्त्रसहाय्येनेव शिल्पादिषु विग्रहाणां निर्माणं कुर्वन्ति तत्तु सम्यक् नास्ति सम्यक् नास्ति इत्युक्ते तत्र एकः शिल्पकारः अस्ति खलु शिल्पकः अस्ति कलु तस्य वैशिष्ट्यं तस्य नैपुण्यं तत्र न दृश्यते केवलं यन्त्रस्य नैपुण्यमेव अस्माभिः तत्र द्रष्टुं शक्नोति तत्र तत्र शिल्पकारस्य नैपुण्यं किमस्ति अस्य हस्ते हस्तस्य एवम् चालकः प्रचालकः इति नास्ति तत्र किम् हस्तस्य शिल्पकारस्य ज्ञानं कुत्र वर्तते तत् शिलामध्ये यदि प्राचीनकाले शिला तु सम्यगेव स्वीकृतवन्तः किमर्थम् इत्युक्ते हस्तेन निर्माणं करोति चेत् तद् भ भग्नं भवितुं बहूनि अवसराणि सन्ति एव परन्तु अत्र अधुना मिशिन् तत्र यन्त्रस्य सहाय्यमस्ति इति हेतोः तत्र समीचीनशिला नास्ति चेदपि अस्माभिः गृहं निर्माणं कर्तुं शक्नुवन्ति इति एका न्यूनता अस्माभिः अधुना द्रष्टुं शक्यते प्राचीनमन्दिरेषु विद्यमानाः विग्रहाः नो चेत् शिल्पाः सर्वे अपि बहु समीचीनः अनन्तरम् आकालं तत् तिष्ठुं तिष्ठन्ति तत्र के एकमपि भिन्नता अस्माभिः द्रष्टुं न शक्नुवन्ति ततः परन्तु अद्यतनकाले नूतनं शिल्पनिर्माणमिति रितिषु तत्र विद्यमानाः दोषाः एव ते यन्त्रसहाय्येनेव शिल्पकला कुर्वन्तः आसन् परन्तु कश्चन जनाः अधुनापि सन्ति एव ते किं वदामि ते सम्यक् स्वीकृत्य निर् परन्तु सर्वे अद्यतनकाले सर्वे झटिति कार्यं कर्तव्यं खलु तदर्थम् यत्किमपि शिला दृश्यते तद् नपुंसकशिला वा पुरुषशिला वा स्त्रीशिला स्त्रीशिला इत्यादि विषयेऽपि न चिन्तयन्ति एतत् स्वीकृत्य यत्किमपि मिशिन् यन्त्रमध्ये संस्थाप्य तत् किं करोति निर्माणं कुर्वन्ति अनन्तरं तद् मन्दिरेषु आगच्छन्ति चेत् अत्र भग्नं भवितुम् अवसराः सन्ति परन्तु तेषाम् गुणम् अपि तावद् बहु सम्यगिति अस्माभिः वक्तुं न शक्नुवन्ति अतः एव एका न्यूनता मया दृष्टा अत्र